मम तु प्रपितामहः एव संस्कृतज्ञः व्याकरणाचार्यः साहित्याचार्यः च आसीत् तेन कुटुम्बे एव संस्कृतविषयकम् किञ्चित् वातावरणम् आसीदेव अनन्तरं शालासमये अपि द्वितीया भाषा रूपेण संस्कृतं मम सप्तमी आरभ्य दशमीपर्यन्तम् आसीत् यदि वयम् नूतन शिक्षापद्धत्यां यत् सैन्स् इति उच्यते तादृश्यां एकादश्यां वा द्वादश्यां वा स्वीकुर्मः चेत् भाषा न भवति स्म अतः तत्रैव पठनस्य साक्षात् अध्ययनस्य संस्कृतस्य स्थगनमभवत् किन्तु स्वस्य एव स्वस्य एव आसक्तेः कारणेन निश्चयेन तत् मध्ये मध्ये पठनं वा सा स्तोत्राणां श्लोकानाम् उच्चारणं तादृशं लघु लघु पञ्चतन्त्रकथानां पठनं तथा तु भवति स्म मम आजीवनम् अचलत् अनन्तरं यदा मम पुत्रः अपि सप्तम्यामासीत् सः अपि संस्कृतं स्वीकृतवान् अतः तस्य पठनाय अपि अहं पुनः स्वीकृतवती तदा ज्ञातवती कियरि अहं व्याकरणं तादृशं सम्यक्तया न जानामि तस्य कृते पाठनाय अहम् उत्तमतया न पाठयितुं शक्नोमि इति किञ्चित् अवगतवती तेन अवगमनेन ज्ञानेन संस्कृतस्य अध्ययनम् उत्तमरीत्या कर्तव्यं किञ्चित् निरन्तररूपेण कर्तव्यम् इति मनसि आगत्य अहं संस्कृतभारत्याः दशदिनशिबिरं यत् अस्ति ततः पुनरारब्धवती तत्र दशदिनशिबिरं मम बेङ्गलूरुनगरे एव अभवत् तदनन्तरं संस्कृतभारत्याः एव पत्राचारद्वारा संस्कृतम् एतानां परीक्षाणाम् स्वीकरणं कृत्वा पुनः म किञ्चित् यदा द्वित्रिपरीक्षाः अभवन् तदनन्तरं शास्त्रीसेतुः आचार्यसेतुः एतादृशान् पाठ्यक्रमान् अपि स्वीकृतवती पुनः यदा पठनं कुर्मः तदा ज्ञायते यावत् अन्येषां कृते न पाठयामः वा तस्य अभ्यासं न कुर्मः तावत् सम्भाषणं सम्यक् न भवति अथवा मनसि तेषाम् आयोजनं वा योजनं सम्यक् न भवति बुद्धौ न स्थास्यति अतः बालानां कृते पाठनम् आरब्धवती अहम् अष्टेभ्यः वर्षेभ्यः संस्कृतभारत्याः बालकेन्द्रम् इति यः प्रकल्पः अस्ति तस्मिन् प्रकल्पे निरन्तरतया कार्यं कुर्वती अस्मि संस्कृतभारत्याः सह कार्यकर्त्री रूपेण अपि कार्यं करोमि तेनापि संस्कृतस्य सम्भाषणस्य अभ्यासं तु उत्तमतया भवति एव पुनः संस्कृतभाषायाः ज्ञानार्थं तत्र नूतनरूपेण यद्भवति बि ए एम् ए तत्सर्वमपि स्वीकृत्य कृतवती बि ए एम् ए इति स्वीकृतं चेत् तत्र लघुरूपेण शास्त्रे प्रवेशः अपि भवति संस्कृतेन सः अनुभवः इति चिन्तयामः चेत् आम् तत्र तु सर्वदा एका सन्तुष्टिः लब् लभ्यते एव यतो हि न जाने संस्कृतभाषया सह भारतीयानां सर्वेषाम् अहं मन्ये एक विशिष्टं बन्धनम् अस्ति स्नेहसम्बन्धः वर्तते तद् स्नेहानुगुणेन निश्चयेन सर्वे जनाः संस्कृतभाषाम् इच्छन्ति अनन्तरं तस्य पठनादिकं यदा कदापि कुर्वन्ति तेन सन्तोषं हर्षं च अनुभवन्ति एव